मम इच्छायाः कार् बुक् कृतमासीत् किन्तु मया इदानीं कार् आर्डर् प्राप्तमस्ति किन्तु तत् कार्मध्ये बहु क्लेशाः दृश्यमानाः सन्ति यतो हि तत्र यत् टयर् चक्रं भवितव्यमासीत् तद् नास्ति अपि च द्वित्रिस्थानेषु भग्नमपि अस्ति अतः एवम् एवं च अत्र ये आर्डर् आनीतवन्तस्सन्ति ते अपि सम्यक्तया सम्भाषणं न कुर्वन्तस्सन्ति अतः इदम् आर्डर् मया इदं कार्यानं मया न इष्यते इदं भवन्तः प्रति स्वीकुर्वन्तु